अस्तु विश्वविद्यालये किं भारतीयकलानाम् अध्ययनं भवति खलु तद् असाधुः इति अहं न चिन्तयामि किमर्थम् इत्युक्ते अद्यतनं जगत् कथमस्ति इत्युक्ते वयं सर्वमपि ज्ञात्वा भवितव्यम् प्रथमम् अस्माकं देशस्य किं कला अस्ति तत्सर्वं ज्ञातव्यम् अस्माकं राज्ये किम् अस्ति अस्माकं ग्रामे का कला अस्ति किं कस्मिन् कालादारभ्य अस्माकं ग्रामम् उद्भवम् अभवत् तत्सर्वं ज्ञातव्यम् एतत् प्रति अध्ययनम् इत्युक्ते सर्वे विश्वालये अध्ययनं बहु एव करणीयम् एतत् असाधुः इति अहं न चिन्तयामि सर्वे अपि एकैक विचारे एकैक विषये बहु पठनीयम् इति चिन्तयन्ति एकस्य सङ्गीते इच्छा भवति एकस्य नृत्ये इच्छा भवति सर्वेषामपि सर्वमपि इच्छा भवितव्या सर्वे विचाराणि अपि इच्छा भवितम् इति कुत्रापि नियमं नास्ति किञ्चिज्जनाः एवं कलानां भारतीयकला अन्यदेशस्य कलानाम् उपरि बहु एव आसक्तिः दर्शयन्ति तेषाम् एतत् सर्वमपि बहु एव इम्पोर्टेण्ट् इति चिन्तयामि विश्वविद्यालये एतत्सर्वम् अध्ययनं भवनमपि बहु एव उत्तमं विचारम् किमर्थम् इत्युक्ते विश्वविद्यालये न आसन् इत्युक्ते कुत्र ते सर्वम् ज्ञातुं शक्यते इति मम प्रश्नं सत्यं खलु माता पिता तेषां पुत्रान् पुत्रान् वदन्ति परन्तु सम्यक् समीचीनतया वक्तुं न शक्यते एतत् सर्वम् इन्फ़र्मेषन् एतत् सर्वं ज्ञानम् अस्माकं विश्वविद्यालयैव मिलति किम् अस्माकं देशः उपरि आगन्तव्यः इत्युक्ते अस्माकं देशस्य कलायाः अध्ययनं बहु इत्युक्ते बहु एव इम्पार्टेण्ट् अस्ति सत्यं वा असत्यं ब कुत्र वा गच्छामः किं वा वदामः इत् अन्यद्देशं प्रति गत्वा किं वा वदामः इत्युक्ते अस्माकं देशस्येव उक्त बामः खलु अस्माकं देशस्य वक्तव्यम् इत्युक्ते अस्माकम् अस्माकं देशस्य कलानां विचारं ज्ञात्वा भवितव्यं तदा एव वयम् अन्येषां देशे अस्माकं देशस्य परिचयं कर्तुं शक्यते सर्वेषां सर्वस्य देशस्य कलायामपि एकैकम् इम्पोर्टेण्ट् भवति तत्प्रति भारतीयकलानां कलानाम् अध्ययनम् यत् प्रचलति खलु तत्सर्वं विश्वविद्यालयस्य भवनं सम्यक् इति मम अभिप्रायः